हरि ओं नमस्ते मया मार्च्मासे भवताम् ओलोमध्ये एकम् इनोवा कार् बुक् कृतमासीत् तत्र विष्णु इति नाम्ना एकः ड्रैवर् आगतः आसीत् मया बागल्कोटे प्रति तं नीतवान् आसम् अहं तत्र इदानीं पुनः अग्रिममासे मया गन्तव्यमस्ति पञ्चदशदिनाङ्के मया गन्तव्यमस्ति अतः मम कृते स एव चालकः अपेक्षितः तदेव इनोवकार अपेक्षते मया पुनः तत्र बागल्कोटे प्रति गम्यते अतः कृपया तमेव तमेव यानं तमेव चालकं च प्रेषयन्तु